मम गायने कतिभेदः कारणं तु शास्त्रीयसङ्गीतोपरिज्ञानं तत्र वयं सप्तस्वराणां परिज्ञानपूर्वकं श्लोकं पठामः कदाचित् सर्वे श्लोकाः अधिकतया संस्कृते नानावृत्तेषु भवन्ति अनुष्टुप् छन्दसि त्रयिस् त्रिष्टुप् छन्दसि तथा वृत्तम् कुत्रचित् छन्दः छन्दस् छन्दसि सङ्गीतस्यैव शैली भवति सामगानपद्धतिरस्ति तादृश व विषये वयं प्रशिक्षिताः बाल्यात् तेन कारणेन मम गायने गतिभेदः भवति अपि च सप्तस्वराः निषाद निषाद ऋषभ गान्धार षड्ज मध्यम दैवत पञ्चम एवं क्रमेणापि वयं श्लोकान् गातुं शक्नुमः अतः गतिभेदः आनन्ददायकः रुचिं जनयति आनन्दं जनयति पदाभिव्यक्तिविषयेपि पदानां मुख्यतया अभिव्यक्तौ स्पष्टता भवति वर्णेषु स्वरेषु मात्रासु मात्रा इति उच्यते ह्रस्वः दीर्घः प्लुतम् इत्यादिरूपेण बलमिति उच्यते तत्र भाषाभ्यन्तरभेदात् तत्र अल्पप्राण महाप्राणादि व्यवस्था अन्तर्भवति विवृतं संवृतं इत्यादि भेदाः भवन्ति अतः ये ये वर्णः स्वरः मात्रा बलं साम सन्तानः इति उच्यते सन्तानं नाम संयुक्ताक्षराणाम् उच्चारणपद्धतिः तदपि प्रशिक्षणतः सम्यक् कर्तुं शक्यते अर्थविवृतिः इति तु तत्र मुख्यतया लिङ्गवचनविभक्तिभेदानां परिज्ञानं वकेबुलरी अर्थात् अस्य पदस्य अयमर्थः इति निश्चितबोधः भवेत् स्फुटता न पदैः अपाकृता न च न स्वीकृतमर्थगौरवम् इति भारविः उक्तवान् अर्थगौरवं पालनीयं स्फुटता भवेत् वर्णोच्चारणे पृथगर्थता नाना ध्वनयः एकेन पदेनैव उत्पादनीयाः ध्वन्यर्थकवाक्यानि तत्तु बहु आकर्षकं भवति तादृशजनानां वचनं श्रोतुं जनाः सन्तुष्टाः भवन्ति शब्दसामर्थ्यम् इति उच्यते अत तथा शब्दानाम् उच्चारणं तत्र रसः शृङ्गारः वीरः करुणः अद्भुतः हास्यः भयानकः बीभत्सः रौद्रः शान्तः रसानामभिव्यक्त्यर्थं कथम् उच्च अवचरूपेण श्लोकाः वक्तव्याः तत्तत् रस अनुकूलतय वीररसस्य गीतं शृङ्गाररसस्य गीतं शोकरसस्य गीतं तत्र शैली भिन्ना भवति तादृशं प्रशिक्षणं मम तु अस्ति बाल्यात् अहं नाटकलोके आसम् यक्षगानलोके आसम् तादृशः अभ्यासः अस्ति धन्यवादः